श्वः वदतु पितरौ शिक्षकासमवायः तदर्थं वा विद्यालयमागतं मम बालकः क्रीडायाम् अत्यन्तम् अभिरुचिना भूयते एवं च अस्य भविष्यत् काले सम्यक् वर्दनाय अस्य अभिप्रायद्वारा क्रीडायां काः व्यवस्थाः करणीयाः मत्पक्षतः एवम् आम् आम् आम्

आचार्यः आचार्यः एकः संशयः मम बालकः किं किं विषये अतीव उन्नतः

अस्तु

ओ आम् आचार्यः अस्य विषये का परीक्षा अस्ति वा अस्तु आम् आम् अस्तु अस्तु आम् आम् अस्तु अस्तु महोदय अहं करोमि धन्यवादः